नमस्ते भगिनि आगच्छतु अस् हो एवं वा

हा अस्तु भगिनि आं भगिनि अस्तु आगच्छतु अत्र संस्कृतविष पुस्तकान् एक विभागः अस्ति तत्र भवती द्रष्टुं शक्नोति संस्कृतं सुलभतया सम्बाषणं कर्तुं संस्कृतभारत्याः बहूनि पुस्तकानि सन्ति तत्र सम्भाषणसन्देशः व्यवहारसाहस्री इति पुस्तकमस्ति तत्र भवती तत् स्वीकृत्य पठितुं शक्नोति शब्दकोशः अपि अस्ति इङ्ग्ल् आङ्ग्लतः संस्कृतशब्दः भवती ज्ञातुं शक्नोति

ओ एवं हा अहं सूचयामि भगिनि अवश्यं सूचयामि प्रथमस्तरे अस्ति चेत् अभ्यासपुस्तकानि सन्ति तदपि स्वीकर्तुं शक्नोति सरलसंस्कृतम् इति पुस्तकमपि अस्ति तत्रापि सरलसम्भाषणम् गृहे यत् यत् सम्भाषणं वयं कुर्मः रैल्याने बस्याने यत् सम्भाषणं कुर्मः तत् सर्वं तत्र अस्ति तदपि स्वीकर् आम् आम् अस्ति तदपि एकवारं पश्यतु भगिनि तदपि अस्ति तादृशसंस्कृतभारत्याः परीक्षार्थमपि पुस्तकानि सन्ति तदपि एकवारं पश्यतु भगिनि

हा संस्कृतसम्बद्ध पुस्तकानि भवती प्रथमस्तरं गच्छतु तत्र सन्ति सर्वे तत्र सूचना अस्ति संस्कृतविभागः इति सूचना अस्ति तत्र गच्छतु आं भगिनि हा हा अस्तु तत्र अस्माकं कार्यकर्ता एक अस्ति सा साहाय्यं करोति तत्र क्रमशः अस्ति वर्णमाला यदस्ति तादृशक्रमः तत्र अस्ति आम् तदपि तत्र तत्र साहाय्यं करोति कार्यकर्ता एक तत्र गच्छतु बालानां कृते किमपि आवश्यकं वा भगिनि

हा तदा तत्र ब् बालनां कृते अपि एकः विभागः अस्ति तत्र कथावल्लरी आं प्रथमस्तरे एव संस्कृतविभागे एव बालानां कृते कथावल्लरी बालकथासङ्ग्रहः एतादृशपुस्तकानि तत्र सन्ति चित्रकोशः अपि सन्ति तत् बहु आकर्षणीयम् अस्ति भवती एकवारं दृष्ट्वा आवश्यकं चेत् स्वीकरोतु भगिनि हा एकस्मिन् समये भवती पञ्चपुस्तकाणि स्वीकर्तुं शक्यते भगिनि अस्तु भगिनि तत्र साहाय्यम् आवश्यकं चेत् कृपया वदतु धन्यवादः रां रां भगिनि अस्तु धन्यवादः